यदि क मया कण्ठस्य श्रान्तता अथवा स्वरस्य काठिन्यम् अनुभूयते तर्हि मया ओंकारस्य अभ्यासः क्रियते तदपि काडी एक् इति स्वरे ओंकारस्य अभ्यासः अहं करोमि तेन ओंकारस्य अभ्यासेन स्वरः स्वरकाठिन्यं न भवति एवञ्च कण्ठः अपि सा समीचीनः भवति कण्ठस्य व्यायामः तेन भवति एवमेव स्वरः सरलतया भवति पुनश्च ध्वनिरक्षणार्थम् आम्लसेवनं शीतपदार्थसेवनं न कर्तव्यम् एतादृशनियमानां पालनं कर्तव्यं भवति एवञ्च अतीकटुपदार्थानाम् अथवा मेर् मरीचिकादिभक्षणमपि न कर्तव्यम् तेन क यदि ए इत्थं नियमपालनं क्रियते चेत् कण्ठरक्षणं भवति मधुसेवनं क् सेवनकारणेन गुड गुडसेवनं सेवनेनापि कण्ठरक्षणं भवति लवङ्गसेवनेन सेवनेन च कण्ठरक्षणं भवति